अहं मम सख्याः सह सह यात्रां कर्तुम् इच्छामि किमर्थम् इत्युक्ते इदानीं तु अस् अस्मिन् गृहे वा अस्मिन् कार्यस् कार्यालयस्य कार्ये वा सर्वे बहु व्यस्थाः आसम् यात्रासमये गृहस्य चिन्ता वा अथवा कार्यालयस्य चिन्ता वा किञ्चित् दिनानि त्यक्त्वा स सखी सखी समूह स समूहं भूत्वा यथा वयं सख्यः यात्रां कुर्मः तर्हि बहु अधिकं जल्पनं भविष्यति अस्माकं विषयम् अन्यां श्रावयामि अन्यान् विषयां स्वयं शृणोमि सन्तोषम् अनुभवामि जल्पनस्य विहारस्य विषये वा विहारसमये चित्रपटं स्वीकरोमि अधिकम् अद् एक्स्पीरियन्स् इति वद् वदामि किल सख्याः सह यथा अहं यात्रां कर्तुम् अस्मि तर्हि अहं बालिका इति स् अहं बालिका इत्यस्य मनसि आगच्छति अहं बालिकारूपेण एव वयं सर्वे सख्यः हसन् वा क्रीडन् वा जल्पनं कुर्वन्ति आसम् तर्हि अहं निश्चयेन अस्मिन् सख्याः स सह यात्रां कर्तुम् इच्छामि